दीर्घ बैकिङग् प्रवासार्थं प्रथमं यानस्य स्थितिः पूर्णतया सिद्धता भवेत् यथा पेट्रोल् ट्याङ्क् फ़िल्लिङ्ग् टयर् एर् चेकिङ्ग् ब्रेक् इत्यादि अपि च प्रमुखतया शिरःकवचं हेल्मेट् इत्यादि सज्जीकरणीयं भवति अनन्तरं जलं शुष्क आहारं नटस् वस्त्राणि वर्षावस्त्रं रैन्कोट् च प्रवासार्थं नयामि तदनन्तरम् दीर्घबैकिङ्ग् प्रवासं गमिष्यामि